नमस्ते महोदय अहं चन्नैमध्ये वसामि अस्माभिः चन्नैतः काञ्चीपुरं गन्तव्यमस्ति वयं षड्जनाः स्मः तर्हि वयं षड्जनानां कृते अस्माकं षड्जनानां कृते कीदृशं यानम् अपेक्षते इनोवायानं पर्याप्तं भवति इति अहं चिन्तयामि तर्हि इनोवायानं चेत् वयं अग्रे दीपावलिदिने अस्माभिः गन्तव्यं किं दीपावलिदिने भवतः यानं प्राप्तुं शक्नुमः वा